नमस्ते सत्यं हर्षः हा हा आ वकीलमहोदयः वा न्यायवादी अस्ति वा आ हा हा नमस्ते हरीषः महोदय न्यायवादी हा जानामि स्मरामि ह अस्माकं केस् किम् अभवत् इदानीम् एक्सिडेण्टल् केस् आसीत् खलु ह हा हा धन्यवादः धन्यवादः ओ हो हो कियद् आगतं कियत् कियत् कियत् धनमागतं हर्षः द्विलक्षपर्यकम् अस्तु अस्तु अस्तु कदा आगच्छामि आ हा इदानीमेव प्रस्थानं करोमि गृहे एव अस्मि प्रस्थानं करोमि आ किं किं किम् आ हा कियत् कियत् धनं दातव्यं भवति भवत्याः फ़ीज़् फ़ीस् रूपेण विंशतिः प्रायः प्रतिशतं नास्ति महोदयः किञ्चित् कष्टमस्ति इदानीं पश्यतु तदद् तदनुगुणमेव अहं नूतनम् अन्यदेकं यानं स्वीकर्तुम् इच्छामि आ तत्रापि लोन् इत्यादिकं भवति खलु तस्यापि पूर्णं भवेत् आ अतः न भवान् कृतवान् अस्ति नास्ति इति न वदामि भवतः यदस्ति तद् कृपया स्वीकरोतु अहं कृपया अधिकं न पृच्छतु भोः आ सई हे सई ज इदानीं हा इदानीं स्वीकरोतु विंशतिः यदि अग्रे किमपि आवश्यकं भवति अहं सम्पर्कं करिष्यामि तदानीं किञ्चिदिकं दास्यामि इदानीं मास्तु भोः इदानीं तदवलम्ब्य एव मम मया अन्यानि कार्याणि अपि कर्तव्यानि सन्ति अतः भवतां यदस्ति विंशतिः प्रतिशतं तद् दास्यामि चिन्ता नास्ति विंशतिसहस्ररूप्यकाणि ददामि किन्तु इतोऽपि पञ्चायत् चेत् कष्टमस्ति हा हा न तद् आगतमस्ति नास्ति इति न वदामि भवतां सा भवतां सहायम् अहं सर्वदा स्मरामि किन्तु धनस्य विषये मम आक्षेपः विंशतिः इति यदुक्तं पूर्वं कृपया तदेव स्वीकरोतु अग्रिमः अग्रिमः अग्रिमे दिने अग्रिमदिनेषु यदि किञ्चिदेकं किञ्चित् कार्यम् आपतति तर्हि अहं साक्षात् भवतः सम्पर्कं करिष्यामि ह नास्ति नास्ति भो एवं विंशतिः स्वीकरोतु भोः एकविंशतिः एकविंशतिः हा आ फ़ैनल् आ अस्तु वा एकविंशतिः एवम् अधिकम् अस्तु एकविंशतिः अलमलम् अलम् हा अस्तु अस्तु आगच्छामः आ अस्तु अस्तु